नमो नमः सर् नमो नमः आम् आं धनराजः अहम् आगच्छामि हा नमो नमः महोदय अहमत्र उपविशामि आम् आम् आं मम परिचयः मम नाम धनराजः सन्तोष् कळस्कारः मम पितुः नामः सन्तोष् जनार्धन् कळस्कारः अहं कविकुलगुरूकालिदाससंस्कृतविश्वविद्यालयमध्ये पठामि अहं विश्वविद्यालये अहं विश्वविद्यालये आचार्यप्रथमवर्षे पठामि मम विभागं नाम वेदाः तथा वैदिकविभागे अहं प्रथमं तथा द्वितीयवर्षे पठामि अहं पञ्चवर्षेभ्यः पूर्वं गुरुकुलमध्ये गुरुकुलमध्ये पठामि एवं सम्यक् आस्ति बहु उष्णः बहु सम्यगस्ति मम गुरुकुलस्य नाम आद्यजगद्गुरूरामानन्दाचार्य वेदपाठशाला नाळ्येधां रत्नगिरिः चत्वारवेदाः प्रथमः शुक्लवेदः द्वितीयः यजुर्वेदः तृतीयः सामवेदः चतुर्थः अथर्ववेदः द्वौ शाकौ स्तः प्रथमः शुक्लयजुर्वेदः द्वितीयः शुक्लयजुर्वेदः शुक्लयजुर्वेदे यजुर्वेदमध्ये वन् नैन् सेवन फ़ै इति मन्त्राः सन्ति आम् आम् अहि ओं नमः नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गृत्सेभ्यो गृत्सपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमः इति मन्त्रम् आम् आं जानामि आम् आं यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् इति श्लोकः इति श्लोकं कृ भगवान् श्रीकृष्णः उक्तवान् आम् आम् अहं त्रयाणां वर्षाणाम् अनुभवः अस्ति अहं मम किं किं हा मम गुरोः नाम आद्यः जगद्गुरु रामानन्दचार्यः श्री स्वामी नरेन्द्राचार्यः जी महाराजः इति नाम

आम् आम् आगच्छामि धन्यवादः महोदय